अहं मूलतः ग्रामीणप्रवेशात् आगच्छामि मम ग्रामे देहभारं न्यूनं कर्तुम् अनेकाः ग्रहोपचाराः प्रचलन्ति यथा प्रातःकाले जागरणं कृत्वा जलेन सह मधु पीतकमधु उभयोः एव मेलनं कृत्वा उष्णं कृत्वा पिबन्ति एतस्मिन् उपचारेण देहभारं न्यूनं भवतीति द्वितीयमस्ति उष्णजलमध्ये जम्बीररसं मेलनं कृत्वा पिबन्ति जनाः एतदेव देहभारं न्यूनं भवति अन्यत् अस्ति रात्रिकाले शयनात् पूर्वं एकः चमसः त्रिफलाचूर्णं उष्णजलेन सह पिबेत् प्रातःकाले आद्रिकं हरिद्रा मधु त्रयाणां उष्णजलेन प्रातःकाले पिबेत् तदा देहभारं न्यूनं भवितुं शक्यते धन्यवादः